नगरे विद्यमानाः मार्गाः तस्य विकसनदृष्ट्या अथवा तस्य प्रसारणदृष्ट्या नूतनतया पद्धते पद्ध विविधाः पद्धतयः आगच्छन्ति तत्कारणेन बहवः उद्योगं प्राप्नुवन्ति एवमेव बहवः यानानि अपि स्वीकुर्वन्ति इति कारणात् पुनः मार्गस्य विकसनम् अपेक्षितं भवति एवमेव तद्दृष्ट्या जनानाम् इतस्ततः गमनाय सौलभ्यं यथा भवेत् तदर्थं मेट्रो इति व्यवस्था अपि कल्पिता तद् एवं व्यवस्थायाः कल्पनेन बहूनां कृते उद्योगः प्राप्तः मेट्रो आगतं मेट्रोयानम् आगतम् इति कारणात् विविधस्थानकानि अपि निर्मितानि तेषु तेषु स्थानकेषु अनेके कार्यमपि प्राप्तवन्तः अपि च अनेकानि मेट्रोयानानि अपि सन्ति इति कारणात् तस्य चालनाय तस्य चीटिकाप्रदानाय तस्य तत्र आगम तत्र आगम्यमानानां जनानामपि सेवनाय बहवः कार्यं प्राप्तवन्तः एवमेव नूतनतया आगतमस्ति ऐ टि बिल्डिङ्ग् इति ऐ टि भवनम् यत्र च ऐ टि सम्बद्धकार्यं कर्तुं बहवः नियुक्ताः सन्ति